गृहपशवः बहु रोचते यतो हि शुनकः बहुप्रियम् अस्ति तत्रापि जर्मन् शपर्ड् इति एकं ब्रीड् अस्ति तद् बहु रोचते किमर्थम् इत्युक्ते ते बहु सुन्दरं भवति यदि वयं ते सम्यक् लालयति चेत् ते अस्मान् सर्वदा पालयति परन्तु यत्र कुत्रापि गन्तव्यं चेत् बहुक्लेशः भवति अन्यथा गृहपशवः बहु रोचते